साम्प्रदायिकतरणं ग्रामे बालाः युवाः बालिकाः महिलाः पुरुषाः च नदीनां तडागे कूपे इत्यादिकं स्थलेषु तरन्ति तत्र जनाः साहाय्यरूपेण अन्येभ्यः साहाय्यं हायं कुर्वन्ति अतः तत्र तरणार्थं नियुक्तः समयः न भवति तडागे नद्याः तीरे एव क्रीडित्वा ते तर्तुं अर्हन्ति परन्तु व्यावहारिकरूपे तर तरेण स्पर्धात्मकरूपेण भविष्यति तत्र स्विमिङ्ग् पूल् मध्ये ते प्रतिक्ष प्र प्रशिक्षणं दास्यन्ति व्यवहारिकतरेण जनाः रूप्यकाणि दत्वा एकः मार्गदर्शकं नियुज्य तेन अभ्यासं स्वीकुर्वन्ति तत्र निगदित स स्थलेषु समये एव आगत्य तर्तुं भविष्यति व्यावहारिकतरणे कोपि स्पर्धात्म स्पर्धायां भागं वोढुं अभ्यासं कुर्वन्ति परन्तु साम्प्रदायिकतरणे कालयापने मोदाय ते तरन्ति अहं बाल्ये नद्यां तर् तर्तिता अस्मि नदी इदानीं तर्तुं न इच्छामि